विजेन्द्रसिंहः मुष्टिक्रीडां वृत्तिरूपेण गृहीतवान् सः हरियाणाप्रान्ततः अस्ति एवं बहवः जनाः क्रीडाम् एव वृत्तिरूपेण गृह्णन्ति तेषु एकः अयं विजेन्द्रसिंहः अस्ति अस्माकं विद्यालये अपि बहवः छात्रा क्रीडासु भा भागं गृह्णन्ति अस्माकं विद्यालये बहव्यः क्रीडाः सन्ति यथा कबड्डि कुश्ति वालिबाल् बेड्मिण्टन् शोट् पुट् भालाफ़ेङ्क् इत्यादयः बहव्यः क्रीडाः सन्ति